आधुनिकशिक्षणे छात्राणां सर्वेषामुपरि अध्यापकस्य श्रद्धा भवति वा इति संशयः भवति पारम्परिकशिक्षणे तु अध्यापकस्य श्रद्धा सर्वेषामुपरि भवति छात्राः सम्यक् पठन्ति च एवम् आधुनिकशिक्षणे तत्र कश्चन ग्रन्थः स्वीकृतश्चेत् तत्र ग्रन्थानां सम्पूर्तिः न भवति यावत् पाठ्यक्रमे अस्ति तावदेव तत्र भवति पारम्परिकशिक्षणे तु कश्चन ग्रन्थः स्वीकृतश्चेत् स ग्रन्थः सम्यक् समाप्यते